मम जीविकायाः विषये अहं संस्कृतम् अग्रे नेतुम् इच्छामि पञ्चवर्षं वा दशवर्षं वा चिन्ता नास्ति संस्कृतस्य प्रचारम् एव मम कार्यं भविष्यति इदानीं तु अहं संस्कृतशिक्षिका अस्मि तदेव अग्रे अपि नयामि तथापि अग्रे किं मम यदा समयः लभ्यते तेषां कृते संस्कृतपठनेन संस्कृतं प्रसारयितुम् एव प्रयत्नः अव सर्वदा भविष्यति